षडधिकद्विसहस्रतमवर्षस्य दिसम्बर् मासस्य पञ्चमः दिनाङ्कः अष्ट अधिकद्विसहस्रतमवर्षस्य अप्रेलमासस्य षष्ठतमदिनाङ्कः द्वादशोत्तरद्विसहस्रतमवर्षस्य ज़ून् मासस्य नवमः दिनाङ्कः त्रयोदशोत्तरद्विसहस्रतमवर्षस्य जुलै मासस्य तृतीयः दिनाङ्कः चतुर्दशोत्तरद्विसहस्रतमवर्षस्य जन्वरी मासस्य नवमः दिनाङ्कः